महोदय नमस्कारः भवती कुत्र महोदये भवती गेस् सिलिण्डर् आवश्यकमिति आर्डर् कृतवती खलु कुत्र महोदये अस्तु चिन्तानास्ति चिन्तानास्ति अहम् अहन्तु अहं द्वारस्य पुरतः एव अहं तिष्ठ अस्मि किं ब् किं करणीयम् अस्तु अस्तु महोदय किम् अस्ति अहं तु बहु जनानां प्रति डेलिवरी कर्तव्यं महोदये शिघ्रं शिघ्रं आग शिघ्रम् शि मम नाम तु आनन्दकुमारः महोदया इण्डियन् एजेन्सि अस्ति खलु कुकटपल्लीमध्ये तत्र अहम् आगतवान् अहं डेलिवरी मेन् अस्मि अस्तु मा अस्तु महोदये तत् अस्तु महोदय अस्तु महोदये तत्र लोद्धा मेरीडीयन् मध्ये अपि दातव्यं खलु बेलेजामध्ये अपि दातव्यं खलु बहवः सन्ति किं कर्तव्यम् अस्तु भवती भवती आगन्तुं शक्नो भवति आगन्तुं शक्नोति वा न शक्नोति वा आस्तु कृपया कृपया कृपया शीघ्र कृपया शीघ्रं महोदये कृपया शीघ्रम् आगन्तव्यम् आगच्छन्तु अस्तु अस्तु अस्तु महोदया धन्य धन्यवादः आम्

कुत्र अस्ति महोदये एतत् रिक्तं अस्तु अस्तु अस्तु महोदये अस्तु अस्तु आम् इदानीं धनं ददातु

अत्र पञ्च पञ्चसप्ततिः अधिक सप्तशतं महोदये पञ्चसप्त सप्तत्यधिक सप्तशतम्

महोदया अत्र डेलिवरी क डेलिवरी कर्तव्यं खलु महोदय अत्याधिक भारम् अस्ति न महोदये अत्र अत्र अत्रापि दातव्यं महोदये अत्र मा अस्माकं एजेण्ट् अस्ति खलु तेषां प्रति अपि दातव्यं भवति अत्र हिन्दी इन्डीस् वन् सिटि सिक्युरिटी अस्ति खलु तत्रापि दातव्यं भवति महोदये किं कर्तव्यम् दातव्यं भवति महोदये भव भवती न जानाति भवती न जानाति अहं जानामि तत्र अपि दातव्यम् अतः एव दश रूप्यकाणि तत्र दशरूप्यकाणि एजेन्स् प्रति तदनन्तरं तु अवशिष्टं अवशिष्टं तु किम् अस्ति महोदये महोदये भवती तु धनवती एव भव भवन्तः तु धनं महोदये महोदये महोदये शुण शुण् महोदये शृणोतु महोदये महो महोदये शृणोतु कृपया शृणोतु पञ्चाशत् रूप्यकाणि महोदये भवती तु धनवती अस्ति न महोदये पश्यन्तु समयः क् समयः कः त्रिवादनम् अभवत् इदानीं पर्यन्तम् अहं भोजनम् अपि न कृतवान् अस्तु महोदये अस्तु अस्तु महोदये ददातु अस्तु महोदये अस्तु मह् अस्तु महोदये अस्तु धन्यवादः धन्यवादः धन् धन्य धन्यवादः